नमस्ते महोदय अस्माभिः एकं कार् यानं अपेक्षितमासीत् रेण्ट् प्रति अस्माभिः तत् चालयते चाल्यते तत्र वयं चत्वाराः प्रवासं प्रति गच्छन्तः स्मः अतः भवतां कार् यानं अपेक्षितम् आसीत् तत् अहं तत् सुरक्षिततया एव भवतां कृते दाप् ददामि तत् किलो मिटर् प्रति कियद्धनं भविष्यति इति किञ्चित् सूचयन्तु